कियत् कालपर्यन्तं योगं कर्तुं शक्नोषि अहं शक्नोमि जीवनमेव योगं कर्तुं शक्नोमि यथार्थतया योगपरम्परायां योगः इति प्रातःकालीनः योगः सायङ्कालीनः योगः एकघण्टायोगः अर्धघण्टायोगः इति नास्ति कृत्रिमं तत् जीवनमेव योगः यत्करोषि यदश्नासी यज्जुहोषि ददासि यत् त यत् तपस्यसि कौन्तेय तत् कुरुष्व मदर्पणम् कृष्ण टोल्ड् वाटेवर् यु डु किं य यत् किं यत् करोति सर्वं योगमयं करोतु अतः सर्वमानसक्रियाः सर्वबौद्धिकक्रियाः सर्वकर्मेन्द्रियज्ञानेन्द्रियक्रियाः श्वसनक्रिया सर्वं किं योगमयं भवेत् अहं भोजनम् अयोगं करोमि न हि यौगिकमेव भोजनम् अहं जलं पिबामि कथं पिबति योगदृष्ट्या योगपद्धत्या एव पिबेत् जलं यदि तथा न पिबति जलं भवतः श्वासोच्छ्वासः स्तम्भितो भवति सर्वकार्येषु योगः एव अपेक्षितः अतः अहं काल अनविचिनरूपेण अर्थात् सर्वकारेषु अपि योगमेव करोमि शयनम् अपि योगतः उत्थानमपि योगतः निद्रा अपि योगतः भोजनं पानं सर्वं योगतः मम गुरुकुलीयजीवनं नाम योगजीवनमेव अयोगजीवनमिति नास्ति योगजीवनं भिन्नं चेत् रोगजीवनमेव भवति तत् यदि योगः नास्ति रोगः एव योगः नास्ति भोगः एव योगः नास्ति रागः एव अतः प्रश्नः रागमयं जीवनं रोगमयं जीवनम्

रागमयं रोगमयं भोगमयं जीवनं चेत् मानवजीवनं न भवति मानवजीवनं नाम योगजीवनमेव अतः कस्मिन् काले योगं करोति इति नास्ति इदानीं जनाः केवलम् आसनं प्राणायामं किञ्चित् कालं ध्यानं कुर्वन्ति तेन कारणेन अहं प्रातःकाले योगं करोमि सायङ्काले योगं करोमि युक्तं न समस्तजीवनं यौगिकं भवेदिति तत्र स्पष्टा दृष्टिः पतञ्जलेः श्रीकृष्णस्य सर्वेषां योगिनाम् इयमेव दृष्टिः काठिन्यं किमर्थमनुभवन्ति कठिन्यमनुभवेयुः यदि दन्ताः न सन्ति भोजनं कठिनं भवति यदि हि यदि कुत्रापि जीर्णक्रियायाम् अव्यवस्था जाता जठरे वा भोजनमपि कठिनं भवति यदि पादे कुत्रचित् आहतिरस्ति गन्तुमपि कष्टं काठिन्यं भवति एवं खलु यदा वयं शरीरम् बाह्यम् अन्तरं उभयमपि सम्यक् रक्षयामः तदानीं कुत्रापि काठन्यमेव नास्ति काठिन्यमिति अस्माकं भ्रमतः आरोपितं तत् प्रकृतेः सह जीवनमस्ति चेत् कुत्रापि काठिन्यं न भवति कश्चन इदानीं बालः सः बाल्यजीवनस्य संस्कारं सम्यक् प्राप्तवान् बाल्यकालः आनन्दकरो भवति किन्तु मातापितरौ न स्तः अथवा एषः शालां प्रति प्रवेशं न प्राप्तवान् यच्च काले भवेत् तदानीन्तत् कर्तुं न कर्तुं न शक्नोति तर्हि काठिन्यमेव सर्वत्र काठिन्यम् शयनेपि काठिन्यं गमनेपि काठिन्यम् आगमनेपि काठिन्यं चिन्तनेपि काठिन्यं भावनायामपि काठिन्यं सर्वत्र काठिन्यमेव किन्तु योगमयं जीवनं चेत् किमपि क् एतत् कठिनं नास्ति एव सर्वम् आनन्दम् आनन्दमयं जीवनम् मित्रैः सह सञ्चरति कः कुत्र काठिन्यम् आनन्देन करोति अतः जीवने आनन्दः अस्ति चेत् काठिन्यं कुत्रापि नास्ति सर्वं सुलभमेव मातुः जीवनम् एकस्य शिशोः कृते जन्मदानं नवमासानां निर्वहणं ततः परं प्रायेण नवमासानां निर्वहणं नववर्षाणाम् शिशोः पालनम् तर्हि दश अहं वदामि मातृत्वं नाम दशवर्षाणां प्राजेक्ट् फ़ुल् प्राजेक्ट् मातृत्वं मातुः काठिन्यमस्ति वा आनन्दमनुभवति माता किन्तु यदि शिशुः रोगी भवति सर्वदा रोदिति तदानीं तादृशशिशोः पालनं मातुः कृते कठिनम् आनन्दो नास्ति हा अतः योगजीवनम् अतः वदामि अहं मातुः मातृत्वमस्ति खलु योगजीवनस्य उदात्तम् उदाहरणम् इति प्रथमं प्रथमयोगी नाम माता इति वदाम्यहम् कश्चनः यो ध्यानमण्डपे अथवा कुत्रचित् हिमा हिमालये विद्यमानः योगवेशं धरति सः योगीति न वदाम्यहम् पुत्रेभ्यः पुत्रेभ्यः पुत्रीभ्यः जन्म दत्वा तान् ताः प्रेम्णा पालयति वात्सल्येन वर्धयति सा माता यथार्थतया योगिनी तथैव पिता योगी भवति पितामहोपि योगी भवति स्वकर्तव्यं कश्चनः कृषिकः अति या अति अतिशयेन आशान्वितो न मृदः स्वभावं मृदः शक्तिं रक्षति सम्यक् व्रीहिम् उत्पादयति सम्यक् फलवृक्षान् वर्धयति पुष्पवृक्षान् वर्धयति किन्तु सावयवकृषिं करोति केमिकल्स् न स्थापयति सः कृषिकः महान् योगी हा विज्ञानी अस्ति लोकहितार्थं विज्ञानी भवति हा केमिस्ट्री फ़िज़िक्स् इत्यादि पठित्वा समीचीनं नूतनम् आविष्कारं करोति नूतनवस्तूनि उत्पादयति तर्हि सः कः योगी अतः एकः शिक्षकः अपि योगी एकः वकीलः वक्ता अधिवक्ता सोपि समीचीनतया न्यायं प्रददाति ये कष्टे भवन्ति तेभ्यः न्यायं प्रददाति सः अधिवक्ता वकीला सोपी योगी एव डाक्टर् योगी भवति कृषिकः अपि योगी भवति इत्थं योगजीवनं योगजीवनं नाम तत्र काठिन्यं नास्ति योगजा योगजीवनं नाम तस्य तत्र कालपरिच्छेदोपि न भवति